अन्यदेशं गच्छामः किन्तु अस्माकं देशस्य सम्प्रदायं संस्कृतिं संस्कारं संस्कृतभाषां तत्र प्रचारं कर्तुं गच्छामः यदा विवेकानन्दः यथा गतवान् तथेव वयं गच्छामः अस्माकं देशे देशस्य इत्युक्ते अहं भारतदेशे वसामि भारतदेशस्य गौरवं संस्कृतिसम्प्रदायं सर्वमपि तत्र प्रचारं कर्तुम् अन्यदेशं गच्छामः तत्र केवलं गत्वा प्रचारं कृत्वा पुनः अस्माकं देशम् एव आगच्छामः जननी जन्मभूमिश्च स्वर्गादपि गरीयसी अस्माकं यत्र जन्म वयं यत्र जन्म प्राप्तवन्तः तद् अस्माकं स्वर्गः अस्ति स्वर्गं तदर्थं वयं स्वर्गस्य इतोऽपि अधिकमेव अस्ति तदर्थं वयं अन्यदेशं गत्वा पुनः अस्माकं जन्मदेशं यत्र जन्म प्राप्तवन्तः तस्मिन् देशे एव वसामः तदर्थं वयं जन्म देशे भूत्वा प्रचारं कुर्मः अस्माकं सम्प्रदायं सर्वमपि अन्यदेशं गत्वा तत्र प्रचारं कुर्मः अनन्तरं तत्र किमर्थं गच्छामः एतदर्थमेव तत्र प्रचारार्थमेव गच्छामः प्रचारार्थं गत्वा प्रचारं कृत्वा पुनः अस्माकं देशम् आगत्य अस्माकं कार्याणि पश्यामः अस्माकं जीवनविधानेन वयं जीवामः